हरिः ओम् ह वदन्तु आचार्याः आम् आम् एवं आमाम् एवं आम् एवं

एवं एवं अव अवश्यम् आचार्याः मम बालकः प्रतिदिनम् अत्र आगत्य गृहम् आगत्य क्रीडार्थम् एव गच्छति अतः चिन्ता नास्ति अतः चिन्ता नास्ति भवन्तः अधिकतया तं बोधयितुं शक्नुवन्ति अवश्यं तं चत्वारिंशत् निमेषं यावत् अधिकतया पाठयन्तु अहम् अहं तदर्थम् अनुमतिं प्रयच्छामि

आम्

एवं

एवं

आम् एवम् अ अवश्यम् आचार्याः भवतां यः निर्देशः अस्ति सः अस्माभिः अवश्यं परिपाल्यते धन्यवादाः आम् आम् ह अवश्यम् अस्ति तस्मै एव एकः प्रकोष्ठः तत्र प्रकल्पितः यत्र तस्मै कम्प्यूटर सङ्गणकयन्त्रं तथा पुस्तकं स्थापयितुम् उत्पीठिका एवं तस्य सर्वापि व्यवस्था तत्र कल्पिता अस्ति यत्र सः सम्यक्तया अध्ययनं कर्तुं शक्नोति सम्यक् तस्य वाताव व वातावरणम् अपि तत्र निर्मितम् अस्ति अस्माभिः आं धन्यवादः